मम प्रदेशे दशमकक्षानन्तरं छात्रेभ्यः उच्चशिक्षायै बहवः अवकाशाः सन्ति तत्र उच्चशिक्षानन्तरं शास्त्रं पठितुम् अवकाशः अस्ति तथा च सर्वत्र जन्रल् विभागः ए ए ए इति के किमुच्यते तद् सैन्स् वा कामर्स् वा आट्स् वा इति ते ते बहवः विभागाः सन्ति तत्रापि तत्र सैन्स् मध्ये पि सि एं बि पि सि एं सि पि सी पि सि एं पि सी सि एस् इति इत्यपि अस्ति तथा च कामर्स् मध्ये अपि अन्ये विभागाः सन्ति कमर्स् मध्ये अर्थशास्त्रं समाजः

आट्स् मध्ये अपि बहवः अवकाशाः सन्ति किन्तु तथा च शास्त्रविचारे पश्यति चेत् केन्द्रीयविश्वविद्यालयाः संस्कृतं पठति चेत् ये प्राक्शास्त्रीस्तरे अवकाशः अस्ति दशमकक्षानन्तरं प्राक्शास्त्रीं गन्तुमवकाशः अस्ति प्राक्शास्त्री शास्त्री तथा च संस्कृतं पठितुं वा ये शास्त्रं संस्कृतं पठितुम् इच्छन्ति ते अत्र आगत्य आगत्य पठितुं पठितुम् अवकाशः अस्ति पठनात् शिक्षा उच्चशिक्षायै अवकाशः अस्ति तथा च जन्रल् मध्ये गच्छति चेत् तत्रापि बहवः अवकाशाः सन्ति किन्तु केषुचन स्थलेषु दशमकक्षायाः अङ्कं दृश्यम् अङ्कं दृष्ट्चा पश्यति सैन्स् वा कोमर्स् वा आट्स् वा इति चिन्तयति चिन्तयित्वा गन्तुम् अवकाशः अस्ति तदनन्तरम् उद्योगः तदनन्तरम् उद्योगार्थं ते ये ये पठितुमिच्छन्ति तत् पठितुं गन्तुम् अवकाशः अस्ति इञ्जिनियरिङ्ग् विद्यालयः इञ्जिनियरिङ्ग् विश्वविद्यालयः वा अथवा न्यायविद्यालयः वा ततः सर्वं सर्वमस्ति डिग्रि वा डिग्रि गन्तुम् अस्ति तद् द्वादशकक्ष्यायाः अनन्तरं किं दशमकक्ष्यायाः अनन्तरं केन्द्रीयविद्या विश्वविद्यालये शास्त्रं पठ पठितुमवकाशः अस्ति जन्रल् विभागे विज्ञानं घ गणितम् इत्यादि विचारः सैन्स् कामर्स् ये सैन्स् कामर्स् आट्स् इति आङ्ग्लभाषायां किम् उच्यते तद् पठितुम् अवकाशः अस्ति